अहं गतसप्ताहे स्वेटर् क्रीतवान् तत् ऊर्ण ऊर्णकृतमिति अहं क्रीतवान् परन्तु तत् सम्पूर्णम् ऊर्णो न कृतम् तत्र तत् मिक्स् अस्ति इति मन्ये किमर्थम् इति चेत् यदा धरामि तदानीं स्वेदः भवति अतीवस्वेदः भवति शैत्यार्थम् अहं क्रीतवान् परन्तु इदानीं स्वेदः न अतीवस्वेद एव जायते तत् सः व्यापारी स क्रेतारः क्रेता सः मां वञ्चयित्वा दत्तवान् इति मन्ये तस्या वर्णमपि तत् गतम् तस्मात् तत् सम्यक् नास्ति